अस्माकं गृहे तावत् नारिकेलफलवर्धनं प्रधानकृषिः वर्तते अनेन नारिकेलफलवर्धनेन अनेके उपयोगाः वर्तन्ते एकं तु नारिकेलफले विद्यमानजलं प्राप्यते यत् आरोग्यार्थम् उत्तमं वर्तते नारिकेलेन एव तैलं प्राप्यते तच्च आरोग्यार्थम् उत्तमम् सुलभञ्च तच्च कथं प्राप्यते इति चेत् नारिकेलस्य विभागद्वयं कृत्वा तस्य शुष्कीकरणं कृत्वा ततः यदा निष्पीड्यते तदा तैलं प्राप्यते अस्य एव उपयोगः अस्माकं गृहे क्रियते पुनश्च नारिकेलस्य बहिः त्वक् यद्विद्यते तत् त्वक् अग्नि ज्वालनार्थम् उपयोगाय भवति तेन एव नारिकेल त्वचा अस्माभिः अग्निज्वालनं कृत्वा जलस्य उष्णम् उष्णं क्रियते तादृश उष्ण जलेन अस्माभिः स्नानादिकं क्रियते एवम् अनेके उपयोगाः नारिकेलफलेन वर्तते